हरि ओम् हरि ओम् आम् अयोध्या होटेल् अस्ति किं जातम् अहं कतमः कतमः प्रकोष्टः सङ्ख्यः प्रकोष्टा सङ्ख्या शतं किं जातं एवं वा नास्ति इदानीं कम्प्लेण्ट् आगतं तत्समीकर्तुं कर्मचरः प्रेषितः एवं वा आ अहं तदानीमेव प्रेषितवानस्मी धनं तु दत्तम् अहं क्षमायाचामि पञ्चनिमिषभ्यन्तरे विद्युत् समस्याः समीक्रियते आम् इदानीं तथा नास्ति महोदयः अस्माभिः तद् दृष्टमासीत् सत्यम् न तद् तद् नास्ति तदस्माभिः दृष्टमासीत् तत् कुत्र चित् प्रायः कनेक्षन् किमपि गतं स्यात् वयम् इदानिमेव पश्यामः न न अस्माभिः सर्वं चेक् कृतम् अनन्तरमेव दीयते एवमेव न दीयते तथापि कुत्रचित् किमपि जातं स्यात् अयम अस्माकं कर्मचरः तद् एलक्ट्रिक् विद्युत् कर्मचरः यः अस्ति तम् इदानीमेव प्रेषयामः महोदय नास्ति महोदयः नास्ति इदानीमेव वयं समीकुर्मः तत्र तत्र ह्यः एव स्ज्जीकृतम् आसीत् किमपि जातं स्यात् वयं पश्यामः पञ्चनिमिषाभ्यन्तरे वयं समीकुर्मः तावत् पर्यन्तं भवन्तः अस्माकं रेस्टोरेण्ट् यदस्ति तत्र वयम् आगत्य उपवेष्टुं शक्यते वयं ताभ्य तावदभ्यन्तरे सम्यक् कुर्मः नास्ति पञ्चनिमिषाभ्यन्तरे भवन्तः गच्छन्तु व्यजनं वयम् इदानीमेव समीकुर्मः तर्हि वयं प्रकोष्टः भिन्नं दद्मः वा वयम् आमा तद् तदस्माकं कर्मचराः अस्माकं कर्मचराः आगमिष्यन्ति अहमिदानीमेव प्रेषयामि प्रकोष्टं भिन्नं ददामि ता तावदभ्यन्तरे वयं समीकुर्मः भवन्तः किमर्थं चिन्तयन्ति इदानीं भवतः समस्या तु निर्गताः खलु अस्तु महोदय धन्यवादः इदानीमस्माकं कर्मचराः तत्र आगमिष्यन्ति ते भवन्तम् अन्य प्रकोष्टं नयन्ति एक अस्तु अस्तु अस्तु महोदयः धन्यवादाः